अहं स्याम्सङ्ग् एम् तर्टिवन् एस् इति नामकं दूरवाणिं स्वीकृतवान् अस्मि दूरवाणी रजतकृष्णवर्णीयः अस्ति दूरवाण्यां एय्ट् जिबि रें वर्तते टुफ़िफ़्टि जिबि इण्टर्नल् मेमरि वर्तते सिक्स् तौसण्ड् बेट्रि वर्तते तर्टीन् एम्पि बेक् केमरा एय्ट् एम्पि फ़्प्रण्ट् केमरा वर्तते